अहं योगकक्ष्यासु भागं न अवहं परन्तु मम गृहे मम पिता योगासनं करोति तं दृष्ट्वा अहं विस्मितं भवामि मम पिता षट् पञ्चास्वयः अस्ति